मम मातृभाषायां रामायणमहाभारतानाम् अनुवादाः लभ्यन्ते मम मातृभाषा अस्ति तमिळ् तत्र रामायणमहाभारतानाम् अनुवादाः लभ्यन्ते रामायणे श्रीवाविल्लरामस्वामिशास्त्रीलु द्वारा एवं श्रीसुन्दररामशास्त्रीलु द्वारा लिखितानुवादः प्रसिद्धः वर्तते एवं रामायणकथाम् आश्रित्य कम्बरामायणम् इति तमिळभाषायां प्रसिद्धरामायणकथा वर्तते परं सा कथा वाल्मिकिविरचितरामायणतः बहु भिद्यते इति श्रुतम् एवमेव रामायण तथा यद् वाल्मीकिना विरचितं तदपेक्षया कम्बरामायणे रामस्य कथा रामस्य कथा एवं तत्र विद्यमानविषयाः स्थलानि पात्राणि च भिद्यन्ते एवं महाभारतस्यापि अनुवादाः तमिळभाषायां सन्त्येव